अस्माकं प्रान्ते माध्यमद्वारा प्रसार्यमाणाः विचाराः

बहु मुख्यम् अङ्गं भवति माध्यमः यतः प्रान्त प्रान्ताद् बहिः ये विचाराः ज्ञा जायन्ते तेषां ज्ञानार्थं माध्यमस्य बहु आवश्यकता वर्तते तथैव स्थानीयवार्तापत्रिकाः अपि प्रतिदिनं गृहम् आगच्छन्ति येन स्थानीयवार्ताः अपि ज्ञायन्ते अस्माकं प्रान्ते लोकध्वनिः इति वार्ता प्रतिदिनं गृहमागच्छति यत्र अस्माकं प्रान्ते मण्डले विद्यमानानां वार्तानां प्रसारः भवति तथैव स्थानीयविचारेषु बहुधा अस्माकं